नमो नमः सुप्रभातम् आम् आगच्छतु एकनिमेषम् अहम् एकवारं दृष्ट्वा वदामि एकनिमेषं आं पुस्तकम् अस्ति भवती गच्छतु गत्वा पश्यतु एकवारं भवती ट्वेण्टि नैन् नम्बर् रेक् मध्ये पश्यतु तत्र पुस्तकमस्ति

पुस्तकमस्ति तत्र सर्वपु पुस्तकम् एकत्र एव अस्ति भवती पश्यतु तत्र पुस्तकमस्ति भवत्याः पार्श्वे लैब्रेरी कार्डम् अस्ति वा लैब्रेरी कार्ड् नास्ति लैब्रेरी कार्ड् नास्ति चेत् भवती पुस्तकं कथं गृहं नेतुं शक्नोति लै भवती तु पुस्तकं नीत्वा गन्तुं न शक्नोति भवत्याः पार्श्वे यदि लैब्रेरी कार्ड् अस्ति चेत् तधा तदा एव भवती पुस्तकं नीत्वा गृहं गन्तुं शक्नोति न नो चेत् भवती पुस्तकं नेत् नेतुं न शक्नोति लैब्रेरी कार्ड् निर्माणार्थं भवती एकं कार्यं करोतु एकं फ़ोटो तदनन्तरं आधारकार्डस्य झेरोक्स् ए एवं च पञ्चशतं रूप्यकाणि नीत्वा श्वः ग्रन्थालयम् आगच्छतु अहं लैब्रेरी कार्ड् निर्माणं निर्माणं कृत्वा भवत्याः कृते ददामि अस्तु ए एकनिमेषं लैब्रेरी कार्ड् यद् यदि भवती निर्माणं करोति चेत् भवती दशदिवसं पर्यन्तं पुस्तकं भवत्याः पार्श्वे एव स्थापितुं शक्नोति एवञ्च भवती दशदिवस अनन्तरम् भ अत्र पुस्तकम् आनीत्वा पुनः स्थापयितुं शक्नोति नमो नमः